भारतीयसंस्कृतिः लोकप्रसिद्धः भवति भारतीयसंस्कृतेः ज्ञातिः सर्वत्र द्रष्टुमपि शक्यते भारतीयसंस्कृतौ पारम्परिकनृत्यरूपाणां महत्वं वर्तते अतीवमहत्त्वं वर्तते पारम्परिकनृत्तरूपाः प्रसिद्धाः भवति केरळराज्यस्ताः कथकली मोहिनीयाट्टम् अनन्तरं कर्णाटकतः यक्षगानम् ओडीसि इत्येवम् आदयः बहूनि कलारूपाणि सन्ति कलारूपाणाम् अवतरणं पारम्परिकनर्तकः अथवा नर्तक्यः कुर्वन्ति अवतरणाय प्रत्येकम् शिक्षणम् आवश्यकं भवति अध्ययने अध्ययनद्वारा एव एतत् सर्वं कर्तुं शक्यते तदर्थं बहुवर्षीय शैक् शिक्षा शिक्षा आवश्यकमस्ति कथकलि पठनं पठनात् पूर्वम् अथवा भरतनाट्यं मोहिनीयाट्टम् इत्यादि कला अवतरणात् पूर्वं रङ्गमञ्चे एकम् अरङ्ङेट्टं इति प्रथमं कलारूपावतरणं करणीयमस्ति तत्तु गुरोः निर्देशः अनुसरणमेव भवति यदा गुरुः वदति भवत्यः अथवा भवन्तः कलारूपस्य सम्यक् पाठनं कृतमस्ति इदानीम् मङ्गलं कुर्मः अथवा अवतरणं कर्तुं प्रभवः इति वदति चेत् तस्य तस्यैव मार्गदर्शनद्वारा रङ्गमञ्चे सर्वेषां क दर्शिनां पुरतः एतत् कलारूपस्य अवतरणं कर्तुं शक्नोति भावानां रसानां च सम्यक् ज्ञानम् आवश्यकं भवति सर्वे जानन्ति कति रसाः सन्तीति नवरसाः सन्ति के शृङ्गारकरुणवीररौद्रभयानकबीभत्स अद्भुत शान्त इत्युक्ते नवरसाः सन्ति भावाः तु अनेकाः सन्ति षट् नव षट्त्रिंशतिः रसाः भावाः सन्ति तत्तु सात्विकभावाः राजसभावाः इति रीत्या सन्ति अनेकभावाः अपि पठनीयमस्ति रसानां भावानां च सम्मिल्येन एव नूतनकलारूपाणाम् अथवा कलारूपाणां सम्यग्रीत्या अवतरणं कर्तुं शक्यते सम्यक् अवतरणाय अथवा भावानुसारम् अभिनयेन एव सहृदयानां हृदये कलास्वाधनस्य मुकुलानि रोपयितुं शक्यते अतः कलारूपस्य अथवा भारतीयसंस्कृतेः पारम्परिकनृत्यरूपाणाम् महनीयं स्थानमस्ति इति मनसि निधाय सम्यक् पठनम् अनन्तरमेव तत् रङ्कमञ्चे अवतरणीयम् एतत् सर्वे गुणाः पठनाय सन्नद्धता रसानां ज्ञानं भावानां ज्ञानं अङ्गविक्षेपाणां ज्ञानम् एवं सर्वम् एतत् सर्वमपि एकं कलाकाराय भवति